हरि ओम् महोदय श्रूयते नमस्कारः अस्माकं यथावत् कार्यं पुनः आपतितम् भवतां साहाय्यम् अपेक्षते संस्कृतविकाससंस्थानम् इति अस्माकम् एका संस्था अस्ति तस्याः संस्थायाः बहुविधकार्याणि चलति सामाजिककार्याणि शैक्षणिककार्याणि बौद्धिककार्याणि चलन्ति परम् अधुनैव स्थापितम् इत्यतः सदस्याः मन्दं मन्दं किं वर्धमानाः सन्ति एवमेव उद्देश्यानि अपि सन्ति तद्गतकार्याणि चलन्ति परन्तु अस्माकं कृते एकं लोगो अपेक्षितं वर्तते य चिह्नम् एवं तस्यापि चिह्नस्य एवं प्रतीकः कथं भवति इत्युक्तौ यथा कार्यं चलति यदुद्दिश्य इयं संस्था स्थापिता तदनुसारं लोगो अपेक्षितम् अस्ति एवम् एवम् सत्यम् एवम् एवम् एवम् अवश्यम् एवम् ओं ओं तथैव महोदय तत्सर्वं अहं वट्साप् द्वारा प्रेशयिष्यामि तेन भवति उद्देशं तावत् संस्कृतभाषायाः विकासः संस्कृतं जनसामान्यं भवेत् इत्यस्माकमपि इच्छा अस्ति अन्याः संस्थाः अपि कार्यं कुर्वत्यः सन्ति अस्माभिः अपि यथाशक्ति योगदानं दीयते वर्णविशेषः अपि चिन्तितः एवम् एवं कदाचित् रक्तवर्णः अथवा काषायं तथा चिन्तितं सत् स सत्यं सत्यं तथा भवितुमर्हति द्रष्टुं सम्यक् भवति सत्यं सत्यं महोदय एवम् नीलवर्णे संस्थायाः नाम एवम् एवम् एवम् सत्यं सत्यं सत्यम् एकवारं क्रियते आन्तं यावत् एतदेव तिष्ठति अतः कदाचित् कमलं मध्ये भवतु इति चिन्तनम् अस्ति एवं एवं सविवरणं प्रेशयिष्यामि महोदय वाट्सप् द्वारा अस्तु अस्तु महोदय एवम् एवम् यदि अस्ति चेत् किञ्चित् चिन्तनं कृत्वा यथा भवतां प्रश्नः आसन् तदनुसारं पुनः चिन्तनं कृत्वा सविवरणं प्रेशयिष्यामि सन्देशान् एवम् एवमेवं धन्यवादः महोदय नमस्ते